आधुनिकसंस्कृतसाहित्यस्य मूलम् अस्ति प्राचीनसंस्कृत साहित्यम् आधुनिक संस्कृत साहित्ये तु बहवः कवयः सन्ति ते हि यदा आधुनिक नाटकानि लिखन्ति ते तु तदा प्राचीन नाट्यतत्त्वं तु अनुसरणं तु कुर्वन्ति ते यदा महाकाव्यानि लिखन्ति तत्समये ते तु प्राचीनम् महाकाव्यस्य तत्त्वं तु अनुसरणं कुर्वन्ति ते यदा तु चम्पूकाव्यं वा गद्यकाव्यं वा खण्डकाव्यं लिखन्ति तत्समये ते तु सर्वदा प्राचीनं तत्त्वस्य तु अनुसरणं तु कुर्वन्ति इतोपि प्राचीनमहाकाव्ये नाटके सर्वत्र तु गुणः रीतिः अलङ्कारः रसविषये तु चर्चा तु दृश्यन्ते तथैव आधुनिककाले काले यानि नटकानि महाकाव्यानि गद्यकाव्यानि चम्पूकाव्यानि सन्ति तत्र कोपि रसः गुणः दश अलङ्कारः विषये तु चर्चाः तु सन्ति